वैद वैदिकस्य छन्दश्शास्त्रस्य अध्ययनार्थं पिङ्गलकृता पिङ्गलछन्दस्सूत्रं तत्रापि तस्य कृते जयदेवव्याख्यानं ऋक्प्रातिशाख्यं शाङ्कर शाङ्करायन श्रौतसूत्रणि सामवेदस्य निधानसूत्राणि इमानि ऋषिकृतानि युदिष्ठिरकृतवैदिकछन्दोमीमांसा र रत्नाकरशान्तिः कृत छन्दोरत्नाकरः भास्करार्यकृतछन्दस्सूत्रशास्त्रसारः इत्यादीनि ग्रन्थानि उपादेया उपादेयानि भवन्ति तेषां वैशिष्ट्यं तावत् शिष्य अवगमनाय सुखेन ज्ञापनाय च व्याख्यानं लिखितं वर्तते अचार्यैः तत्र सुलभैः पदैः विवृतं वर्तते छन्दश्शास्त्रं इदं च छन्दश्शास्त्रं लौकिकाभिः छन्दोभिः कथं विद्यते इति चेत् लौ लौकिकछन्दसि तावत् वृत्तवेदाः मात्राभेदाश्च सन्ति परन्तु वैदिकछन्दश्शास्त्रे तावत् वृत्ताः मात्राभेदाः च न सन्ति इति कृत्वा परस्परं विद्यन्ते